अस्ति व्याकरणशास्त्रस्य इतिहासे भगवतः पाणिनीना महद् योगदानं भवति भगवतः पाणि पाण् पाणिनेः महद् योगदानं वर्तते व्याकरणशास्त्रस्य इतिहासे वस्तुतः व्याकरणशास्त्रम् छन्दवद्भवति नैकाः वैय्याकरणाः सन्ति नैकाः ऋषयः सन्ति तेषां व्याकरणशास्त्रे महद्योगदानं वर्तते तत्र यथा शाकटायनः शाकल्यः एवञ्च ऐन्द्रः काशकृत्स्नः इत्यादयः विषयाः ये सन्ति तेषां व्याकरणम् अस्ति किन्तु सर्वेषां किन्तु इतिहासे महर्षिपाणिनिः पाणिनिः एकम् अद्भुतः भगवतः स्वरूपम् स्वरूपाः ते सन्ति तेन व्याकरणशास्त्रे ये प्राचीनाः ऋषयः ऋषयः अभूवन् तेषां सर्वेषां ऋषीणां मतं स्वीकृत्य तेषां मतं स्वीकृत्य एकं व्याकरणशास्त्रं ग्रन्थीकृत्य एवञ्च तेष् त तत्तत् स्व स्वीय व्याकरणशास्त्रे तेषां नामानि दत्तवन्तः एवञ्च आधुनिककाले भट्टोजीदीक्षितस्य तेन भगवतः पाणिनिना विरचितसूत्राणां प्रक्रियां किञ्चित् प्रक्रियायाः व्यत्यासः अस्ति विद्वज्जनानां कृते छात्राणां कृते अ बोधं न भवति एतेषां ए एतत् कारणात् तेन किं कृतं तेन भगवत् पाणिनेः या अष्टाध्यायी वर्तते तेषां प्रक्रियां स्वीकृत्य वैय्याकरणसिद्धान्तकौमुद्याः रचना कृता एवञ्च तस्य शिस् शिस् शिष्यः अभूत् वरदराजाचार्यः ते तेन लघुसिद्धान्तकौमुदीं कृतः लघुसिद्धान्तकौमुदी कौमुद्याः न किमभवत् ये व्याकरणशास्त्रे प्रवेशार्थं छात्राः पठन्ति तेषां सुखबोधाय सुलभतया कथम् बालानां अवबोधनं व्याकरणस्य भवेत् एतस्मात् कारणात् तेन लघुसिद्धान्तकौमुदीं कृतम्